मया लक्षिताः दुष्प्रभावाः एवं सन्ति मुख्यतया अनारोग्यः दीर्घकालिकयन्त्राणाम् अनारोग्यं दीर्घकालिकयन्त्राणाम् उपयोगेन अनिद्रा अधिका जाता सामाजिककौशले ह्रासः जातः माता पित्रोः बालानां सम्बन्धेषु दुष्प्रभावः दृश्यते नेत्रसमस्याः अधिकाः अद्यतनदिनेषु लघुबालाः अपि उपनेत्रं धरन्ति पठने पाठनस्य श्रवणे अनासक्तिः अधिकः अभवत् पर्यावरणविषये अपि समस्याः उत्पन्नाः कालस्य अपव्यवः अपि भवति